हरिः ओं स्वागतं स्विग्गी मम कृते अद्य मध्याह्नभोजनार्थं कृसरान्नम् आवश्यकम् आपाकपक्वरोटिकाः त्रयः आवश्यकं तिस्रः रोटिकाः आवश्यकं पर्पटाः द्वे पर्पटाः आवश्यकं मिष्टान्नं अनन्तरं घृतं दधि दध्यन्नं किञ्चित् हण्डेड् ग्राम्स् एवं मम कृते एकवादने मध्याह्ने एकवादनात् पूर्वं प्रेषयतु मुल्यमपि अहम् आन्लैन् द्वारा प्रेषयिष्यामि धन्यवादाः